नमस्कारः अहम् एकसप्ताहात् पूर्वं बालकानां कृते कथापुस्तकम् एकम् आर्डर् कृतवती आसं तद् ह्यः यथा उक्तं तथैव च आगतं समये च प्राप्तम् इति महान् सन्तोषः जातः पुस्तकस्य आवरणं सम्यगासीत् एवं समये च प्राप्तं पुस्तके अपि कुत्रापि भग्नता नासीत् नूतनपुस्तकमेव प्राप्तं एवं पुस्तके प्रति पुटानन्तरमपि चित्राणि आसन् चित्राण्यपि कथानुगुणम् आसीत् छात्रेभ्यः पठितुं बहुसरलम् आसीत् कथाम् अवगन्तुमपि बहु स सरलमासीत् छात्राणां कृते पुस्तकं बहु इष्टं जातं एवं पुस्तकस्य मूल्यमपि उचितम् आसीत् डिस्कौण्ट् दत्तम् इत्यतः धन्यवादः एवं पुस्तके बृहत् बृहत् अक्षराणि आसन् येन द्रष्टुं क्लेशः न अनुभूतः एवं कथाऽपि बहु सरलरीत्या प्रतिपादितम् अस्ति इत्यतः छात्राणां कृते बहु रोचितम् आसीत् एवम् एतत् पुस्तकं मया स्वीकृत्य किमपि समीचीनमेव कार्यं कृतम् इति मनसि प्रमोदः अस्ति धन्यवादः